प्रारम्भिकाः बैकिङ्गासक्ताः सामान्यतया आरम्भे एव बहुवेगेन चालनं कुर्वन्ति इदं तेषां दोषः यदि आरम्भे एव बहुवेगेन चालनं क्रियते तर्हि तत्र बैकिङ्ग्मध्ये क्लेशाः भवन्ति यतः सर्वस्यापि एकः वेगः निश्चितः अस्ति कुत्र कियता वेगेन गन्तव्यम् इति निश्चयः भवति तत्सर्वं मनसि ज्ञात्वा पालनं कर्तव्यं तथैव बैकिङ्ग् यदा क्रियते तदा सर्वैरपि हेल्मेट् न ध्रियते तदपि अत्यन्तम् आवश्यकं यदि कदाचित् अव अपघाताः भवन्ति तदानीं अ तस्मिन् अपघाते कस्यचित् जीवहानिः स्यात् तदर्थं बैकिङ्ग् यदा आरम्भे आसक्ताः कुर्वन्ति तदानीम् एते नियमाः अवश्यं तैः पालनीयाः तथैव बैक्यानस्य सम्यक् सर्वीसिङ्ग् करणीयम् इदमपि प्रारम्भिकदशायां केचन न जानन्ति तदपि ज्ञात्वा कर्तव्यम्